अहं तु तरणं न जानामि तदर्थं विन्यासं कर्तुम् अपि न शक्नोमि परं बहुविधान् विन्यासा् दृष्टवान् तदर्थं वक्तुं किञ्चित् शक्नोमि यदि बाल्यकाले तरणार्थं कूपाः भवन्ति स्म तेषु कूपेषु बहवः उपरितनः उड्डयनं कृत्वा अधः यदि डयनं कुर्वन्ति तादृशं विन्यासं मम कृते बहु सम्यक् रोचते तत् सम्यक् भवति इति अहं भावयामि